निरोगी आयुः भवेत् इति हेतो आयुर्वेदः आचरणीयः तद् यथा आयुर्वेदे यथा यद् यद् उक्तं तत्सर्वम् अस्माभिः ग्रहणीयम् एवञ्च आयुर्वेदे ब्रह्ममुहूर्ते उत्थानं भवेत् इति उक्तं तद्यथा सूर्योदयात् पूर्वं नाम घण्टाद्वयात् पूर्वमेव अस्माकम् उत्थानं भवेत् तेन अस्माकम् आदिनं यत्किमपि दिनचर्या भवति तद्सर्वं नियमेन तथा च स्फुरतया कार्यं कर्तुं शक्नुमः एवञ्च ब्रह्ममुहूर्ते उत्थे उत्थाने सति वयम् अध्ययनादिकमपि कर्तुं शक्नुमः अने अस्मिन्नेव समये अध्ययनं यदा क्रियते तदा छात्राणाम् अध्ययने तथा च नूतनज्ञानप्राप्ति अपि उत्तमरीत्या भवितुं शक्नोति एवञ्च आधुनिककाले कण्ठपाठम् इत्यादिकमपि ब्रह्ममुहूर्ते एव क्रियते स्म एवम् आयुर्वेदे भोजने भोजनं कथं कर्तव्यं तथा च के के पथ्याः तत्र आचरणीयः तत्सर्वम् अपि उक्तं वर्तते एवञ्च भोजनानन्तरं साक्षात् जलपानं न कर्तव्यम् इत्यपि अनेन भोजनस् यत्किमपि भुक्तं तदुदरे विषरूपेण कार्यं करोति इति हेतोः भोजनात् परं साक्षाज्जलपानं न कर्तव्यमिति एवञ्च